एकदा अहम् एकं बृहत्तमं शिल्पम् अकरोत् तदा मम सुहृद्भ्यः सृहृद्भ्यः प्रेरणया एव अहं करोमि अकरोत् कुर्मः अत्र बृहत्तमशिल्पस्य निर्माणे बहु क्लेशाः अहं अनुभवन्ति यदा शिल्पनिर्माणे यदा ज्ञानं न न सन्ति चेद् तद् अतीव क्लेशकरं भवति अस्माभिः शिल्पनिर्माणं पठितुं तथा अहम् इतः अतीव औत्सुक्यं प्रदर्शयति बृहत्तमं शिल्पं निर्मातुम् अतीवक्षमा समयः अत्यधिकं परिज्ञानं शिल्पनिर्माणे अत्यधिकं परिज्ञानं च आवश्यकम् एवम् एकस्य शिक्षणेन तद् कर् करोति चेत् तद् अतीव सुखकरेण अतः बृहत् अतीव सुखकरेण अस्माभिः कर्तुं शक्यते शिल्पनिर्माणे अन्या समस्या एका भवति शिल्पनिर्माणे उपयुक्तानि सामग्रीणां अभावः मम हस्ते बहूनि सामग्र्यः न सन्ति अतः शिल्पनिर्माणं किञ्चित् क्लेशकरं अभवत् परन्तु सुहृद्भ्यः प्रेरणेया प्रेरणया अहम् एकं शिल्पम् अकरवम्